हरि ओं नमस्ते महोदय हा महोदय हा शुभमध्याह्नं अहं प्रकाश् गायनः एतत् पाञ्जाब् नेष्नल् बेङ्क् वा हा भवान् भवान् बेङ्क् मेनेजर् अस्ति वा हा महोदय मम एकः संशयः अस्ति नाम अहं नूतना रूपेण पाञ्जाब् नेष्नल् बेङ्क् मध्ये नूतना बेङ्क् अकौण्ट् उद्घाटयितुम् उद्घाटयितुमिच्छामि आम् आम् अहं अहं तु गृहे गृहे एव अस्मि वङ्गप्रदेसे भवान् भवतां न्यू पास्बुक् ओपन् कर्तुं किं किम् आवश्यकमस्ति

मम यत् प्रमाणपत्राणि सन्ति तत् जेराक् अवश्यकं वा ओरिजिनल् आदौ दातव्यमस्ति आमां तर्हि उद्घाटन

आमां तर्हि अहं तत्र प्रायः चिन्तयामि नाम जायिन्ट् इति अकौन्ट् उद्घटयामि इति मम पत्नी अपि कर्तुमिच्छति अतः प्रायः फ़ेमिली यद् द्वौ वयं द्वौ स्मः तत्र फ़ेमिलि कर्तुमिच्छामि तर्हि किङ्किमावश्यकं तर्हि मम मम पत्न्यः प्रमाणपत्राणि अपि आवश्यकमस्ति वा आम् आमां भविष्यति हा महोदय इतोऽपि संशयः जायिन्ट् फ़मिलि वा सिङ्गल् भवति तत्र किं लोन् वयं प्राप्तुं शक्नुमः वा अहम् आं करोमि महोदय स्वल्परूप्यकानिद्वारा किञ्चित् एकमुद्योगः अस्ति मम ममात्र चिन्तयन्तु चतुर् चत्वारिंशत् सहस्रं हा नाम फ़ार्टि थौसन्ड् इति आम् न तर्हि एकवारं वदन्तु फ़ार्टि थौसन्ड् पर् मन्त् भवति चेत् बेङ्क् द्वारा मम कति धनं दतुं शक्यते नाम लोन् मध्ये कियद् धनं दीयते नाम टु लाक्श् वा टेन् लाक्श् आमां यत्र

अस्तु आं महोदय् अस्तु धन्यवादः महोदय धन्यवादः